मम राज्ये बह्व्यः प्रादेशिककथाः महापुरुषाणां कथाश्च प्रसिद्धाः सन्ति यथा कित्तूरुराणिचेन्नम्म अब्बक्क वीरराणि अब्बक्क पुनः विशेषतः हम्पिप्रदेशे कृष्णदेवरायस्य कथा अपि प्रसिद्धा वर्तते विशेषरूपेण कृष्णदेवरायस्य प्रभावः समग्रे कर्नाटकराज्ये दृश्यते अतीवधर्मानुयायी आसीत् एतेनैव तत्र विरूपाक्षदेवालयः अपि शोभते एतस्मिन् कृष्णदेवरायस्य वंशे एव अग्रे मैसूरु राजानः आगताः इति श्रूयते अतः मैसूरुनगरे इदानीमपि विशेषरूपेण दसरामहोत्सवः आचर्यते चामुण्डेश्वरिदेव्याः उत्सवः अपि प्रचाल्यते एतेन अस्माकं संस्कृतौ विशेषः प्रभावः दृश्यते प्राचीनः हिन्दूस् प्राचीना हिन्दूसंस्कृतिः एताभिः कथाभिः अस्माकं सम्यक् ज्ञायते